गतवर्षे यत् अविस्मरणीय अविस्मरणीयस्य कार्यस्य घटणायाः विषये वदामश्चेत् यत् कलाशालायां यत् संस्कृतस्य विषये पाठन पाठनसमये यत् भिन्नभिन्न ये शिक्षकाः आसन् तत्र अत्यधिक वैरोध्येन यत् संस्कृतस् संस्कृतभाषायाः कृते य यत् एकरीत्या युद्धरीत्या एव अभवत् तस्य सर्वदा मम मनसि यत् आङ्ग्लस्य प्रभावः संस्कृतस्य उपरि सर्वत्रापि दृश्य् व वयम् पश्यामः तदेव मम गतवर्षस्य घटणायाः विषये वर्तते